अहं प्रथमवारम् एतत् स्वीकृतवती बोट् कम्पनी प्राडेक्ट् अस्ति इयर्फफ़ोन्स् अहं स्वीकृतवती दिनचतुष्टयं जातमहं स्वीकृत्य इतः पूर्वमहं साम्सङ्ग् इयर्फफ़ोन् अहं यूस् कृतवती प्रथमवारं बोट् सम्यक् भवतीति अन्ये उक्तवन्तः आपणे अपि जनाः एतद् उक्तवन्तः सम्यक् भवति स्वीकरोतु इति अहं स्वीकृतवती ते अपि दत्तवन्तः सिक्स् मन्त्स् गेरण्टि भवति इत्यपि उक्तवन्तः अस्तु स्वीकुर्मः इति अहं स्वीकृतवती तत्र टेस्ट् अपि कृतवती प्रथमवारं तदानीं तु सम्यक् आसीत् दिनचतुष्टय अनन्तरम् अहं तत्र समस्याम् अनुभव अनुभूतवती न कीदृश नाम यथा अहं मूवी दृष्ट्वा कार्यं करोमि एतत् मम अब् अभ्यासः अस्ति एषः अतः अहं मूवी आन् कृतवती इयर्फफ़ोन्स् कनेक्टेड् कृत्वा तत्र वाय्स् नाम वाल्यूं तद् स्वयम् अधिकं भवति नो चेत् स्वयं न्यूनं भवति यदि काल् करोमि चेत् अन्ये मम वचनं श्रोतुं न शक्नुवन्ति ते मध्ये मध्ये डिस्टर्बेन्स् आगच्छति सम्यक्तया न श्रो श्रोतुं न शक्यते इति ते वदन्ति तेषां वाय्स् तु अहं श्रोतुं शक्नोमि परन्तु मम वाय्स् ते श्रोतुं न शक्नुवन्ति एवं स ए एतादृशसमस्यामहम् अनुभूतवती अतः अहं तत्र गत्वा पृष्टवती आपणे एवमस्ति कीदृशं दत्तवन्तः भवन्तः इति अहं पृष्टवती ते वदन्ति नास्ति एतत्तु सम्यकस्ति अतः वयं रीप्लेस् न कुर्मः रीफ़ण्ड् न कुर्मः यदि रीप्लेस् आवश्यकं चेत् बोट् कम्पेनि जनाः भवन्ति तेषां कृते मेल् करोतु नो चेत् काल् करोतु ते स्वयम् आगत्य रीप्लेस् दास्यन्ति रीफ़न्ड् तु न भवति इत्यादि उक्तवन्तः परन्तु एतत्तु पूर्वं वक्तव्यं षण्मासपर्यन्तं गेरन्टि तु वयं दद्मः इति तु उक्तवन्तः परन्तु पूर्वमेवं भवति चेत् रीप्लेस् कर्तुं न शक्यते यदि रीप्लेस्मेन्ट् आवश्यकं चेत् तत्र कम्पेनी जनाः एव आगच्छन्ति तेषां कृते एव सूचना दातव्यम् इति तु पूर्वमेव वक्तव्यं परन्तु ते एतद् न उक्तवन्तः एवं कदापि भवति वा एतद् बोट् इयर्फफ़ोन्स् तु सम्यकेव नास्ति